पूर्वं रज्जुः घटः उपयोगं कृत्वा कूपात् जलं बहिः स्क् स्वीकृतवन्तः अधुनाकाले विद्युत् उप् उपकरणम् उपयोगं कृत्वा वयं जलं कूपात् जलं स्वीकुर्मः